चारणे अत्यन्तं कष्टकरं किं भवति इति प्रश्नः वर्तते चारणे कष्टकर अंशाः बहवः भवितुम् अर्हन्ति एकं तु आहारस्य व्यवस्था यः आहारः आहारः अस्माकं प्रसिद्धः भवति अथवा प्रतिदिनं यादृशम् आहारं वयं स्वीकुर्मः तादृशम् आहारं वयं चारणकाले स्वीकर्तुं न शक्नुमः यतः तत्र पाकः पाकं कर्तुम् अवकाशः न भवेत् पाकं कर्तुम् अवकाशः अस्ति चेदपि सर्वाणि अपेक्षितानि वस्तूनि नेतुं क्लेशः स्यात् पुनश्च सर्वत्र कश्चन पाकं कृत्वा दातुं व्यक्तिः काचित् न भवेत् एवं तत्र होटेल् इत्यादि पाकं निर्माय विक्रयणव्यवस्था अपि न स्यात् अतः आहारविषये क्लेशः भवत्येव चारणे पुनश्च यत्र यः प्रदेशः तत्र गम्यते सः अत्यन्तम् उन्नतः चेत् तदा तत्तेन कारणेन अपि क्लेशाः भवन्ति तत्र श्रमः अथवा दैहिकक्लेशाः अनारोग्यम् इत्यादिकं भवितुमर्हति यथा यथा तत्र उपरि गच्छामः समुद्रस्तरतः उपरि गच्छामः तथा तथा आम्लजनकस्य न्यूनता भवति इति कारणात् शीघ्रतया वयं चरितुं न शक्नुमः अथवा यथा अन्यत्र सुलभतया गन्तुं न शक्यते तथा सुलभतया गन्तुं न शक्यते महान् श्रमः अस्ति इति भाति तेन सह वस्तूनि अपि नेतव्यानि इति कारणेन श्रमस्य आधिक्यं श्रमः वर्धेत एवम् अनेन कारणेन अपि क्लेशः अनुभूयते तेन कारणेन एव मानसिकतायामपि क्लेशः भवति अहं कर्तुं न शक्नुयाम् अहं चारणं कर्तुम् असमर्थः मम दैहिकसामर्थ्यम् अल्पं वर्तते अथवा दिनद्वयं दिनत्रयम् अहं यद् भोजनादिषु अव्यवस्था चेत् मम आरोग्ये क्लेशः स्यात् निद्रा यदि सम्यक् न भवेत् तर्हि अहं तत्र क्लेशम् अनारोग्यम् अनुभवेयम् इत्येवं मानसिकस्तरे अपि चिन्ता उदेति कथं ये प्रतिदिनं स्नानादिकं कुर्वन्ति कथं तत्र स्नानं कुर्यां शैत्यम् अधिकं भवति औष्ण्यम् उष्णजलं न प्राप्येत इत्येवं बहुविध क्लेशाः अनुभूयन्ते अनुभूयन्ते किन्तु यदा अत्र सुन्दरः परिसरः दृश्यते अथवा कश्चन विशेषप्रदेशाः दृश्यन्ते तदा आनन्दस्यापि अनुभवः भवति